आम् अहं नलिकाजलं प्राप्नोमि एव चतुर्विंशतिघण्टाः नलिकाजलम् अस्माकं गृहे आगच्छति यदि जलं प्राप्यते नल् नलात् बहु सम्यक् बहु सुलभं भवति मम जीवनम् तद् जलं स्वच्छमेव भवति अहं नलात् जलम् आहृत्वा साक्षात् आहृत्वा एव उपयोगं करोमि पाकार्थं वा प्रक्षालनार्थं वा साक्षात् आहृत्वा उपयोगं करोमि परन्तु पातुं शोधिनी कृत्वा एव उपयोगं करोमि